मया एमेज़ोन् द्वारा नौस् संस्थया निर्मितं कलर् फ़िट् प्रो फोर् आल्फ़ा इति एकं स्मार्ट् वाच् क्रीतम् अस्ति क्रयणानन्तरं कतिचित् दिनानि सम्यक् एव कार्यम् अकरोत् तत् स्मार्ट् वाच् किन्तु एकमासानन्तरं तस्मिन् दूरवाणीकरणं कष्टतरं जातम् अपि च तस्य बेटरी अपि बहुशीघ्रं समाप्तिं प्राप्नोति स्म तस्य यत् स्ट्रेप् अस्ति तदपि अल्पत्वात् भग्नं जातम् स्मार्ट् वाच् दूरवाण्योः ब्लुटूथ् कनेक्शन् अपि नष्टं भवति कदाचित् अतः अहम् एतत् स्मार्ट् वाच् एमेज़ोन् मध्ये प्रत्यर्पयामि